मम प्रान्तं तमिल्नाडुः अस्ति प्रान्तीया भाषा तमिळेव तमिळ्मध्ये भिन्न क ख घ अक्षरम् एकमेव भवति श संस्कृते अक्षर अक्षराणि व्यञ्जनाक्षराणि भवति भवति भवति तमिळ्मध्ये ते नास्ति त स तादृशं तमिळ्मध्ये स शब्दाः एकमेव भवन्ति तदनन्तरम् प्रान्तीय प्रान्तीयभाषाभिः संस्कृतं माम् प्रान्तीयभाषाभिः माम् ख् संस्कृतं बहु बहु व बहु भ ब बहुवर्धनं लिपिः लिपिः अपि भिन्ना भवति संस्कृतं ज्ञात्वा अहं श्लोकानि अक्षराणि श्वर स्वराक्षराः शुद्ध शुद्धाः पठितुम् अर्हति प पठितुम् अय् अय् इदानीमपि ज्ञा जानामि